मम प्रदेशे शैत्यकाले तु मक्कारोटिका शर्षप शाकेन सह खाद्यते गुडेन सह अपि खाद्यते बहु सम्यक् भवति इतोपि बाजरा खिच्डी इति वयं निर्मामः घी घृतं अधिकं योजयामः तस्मिन् इतोपि वयं शाकोदनं पुलाव् इति वयं वदामः शाकोदनं सम्यक् वयं कुर्मः ये तत्र कचौडि अपि बहु स सम्यक् आलू आलूकशाकेन सह पूरिकावत् एव कचौडी भवति परन्तु तत्र अन्तः किमपि दाल् पूर्यते तर्हि पूरिका तु प्लैन् भवति अन्तः किमपि न भवति परन्तु कचौडि मध्ये वयं दाल् पूरयित्वा तस्य भजनं कुर्मः तदपि बहु सम्यक् भवति आलू कि टिक्की इति चाट् बहु प्रसिद्धं प्रसिद्धं अस्ति